अस्माकं प्रान्त्ये विद्युत्समयः एवं किमपि न भवति यदाकदञ्चित् तेषां मनः भवति तद् तस्मिन् समये विद्युत्विच्छेदः भवति यदि सम्मर् भवति तस्मिन् समये ते रात्रौ विद्युत् विद्युत् विच्छेदं कुर्वन्ति तस्मिन् समये निद्रां कर्तुं न शक्नुमः श्वेदः आगच्छति उष्णं भवति इति कारणेन निद्रा एव न आगच्छति अस्माकं परिवा परिवारे वा गृहपरिसरेषु वा लघुबालिकाः वा बालकाः वा भवन्ति चेत् तेषां रोदनं प्रारम्भं भवति उष्णकारणे ते निद्रां कर्तुं न शक्नुवन्ति अतः ते रुदन्ति तस्मिन् समये अस्माकमपि निद्राभङ्गं भवति अस्माकं कृते एव नागच्छति निद्रा बा बालकाः भवन्ति ते कथं शोडुं शक्नुवन्ति उष्णं यदि शीतकाले भवति चेत् तस्मिन् समये मस्किटोस् अधिकतया आगच्छन्ति तदेका पीडा भवति रात्रौ यद् तत् कारणे यदि फ़ेन् भवति न्यूनातिन्यूनं तस्मिन् कारणेन मस्किटोस् न आगच्छति शान्तेन शोडुं वयं निद्रां कर्तुं शक्नुमः परन्तु रात्रौ यदि करेन्ट् निर्गच्छति तर्हि एतादृशसमस्याः भवति